स्थानीयभाषायाम् अहं सस्यविषये यदा यूट्यू यूट् यूट्यूब् चेनल् भवति तान् अहं पश्यामि निश्चयेन दूरदर्शनम् अहं बहु न पश्यामि अतः अहं न जानामि अन्यभाषासु कार्यक्रमः पूर्वम् अहं धारावाहीं पश्यन्ति स्म इदानीं बहुसमयः नास्ति अतः अहं केवलं इण्डियन् ऐडल् तादृशसङ्गीतकार्यक्रमः यदा भवति तान् केवलम् अहं पश्यामि